भारते केचन लोकप्रियाः योगगुरवः सन्ति इदानीं पाश्चात्यदेशेषु अपि ते प्रसिद्धाः इदानीन्तनकालेषु श्री श्री रविशङ्कर् वर्यः योगगुरुषु अन्ततमः सः सः सुदर्शनक्रिया नाम नाम योगपद्धतिं पाठितवान् अहं तां क्रियां प्रतिदिनम् अनुसरामि प्राणायामयुक्तक्रियां करोमि तेन मम श्वास निःश्वासयोः निःश्वासे महत् परिवर्तनं जातं स्वास्थ्यम् अपि स्वास्थ्यवर्धनमपि अभवत् अतः मह्यं सा क्रिया बहु रोचते